हरिः ओं किञ्चिद् समयात् पूर्वम् अहम् एकम् आर्डर् कृतवती ओदनं पञ्च चप् प रोटिका सा करी पन्नीर् बटर् मसाला फ़्रैड् रैस् एतत् सर्वम् अहम् आर्डर् कृतवती किन्तु तन्मध्ये किञ्चित् ऐटम्स् इदानीं न्यूनम् अस्ति अहं धनं सर्वं प्रत्यर्पितवती किन्तु एतन्मद्ये किं किञ्चित् किञ्चित् कानिचन कानि साधनानि अत्र न्यूनमस्ति चपाति अत्र नास्ति फ़्रैड् रैस् सम्यक् नास्ति तावत् क्वाण्टिटि अत्र नास्ति किं कर्तुं शक्यते एकवारं क्या धनं प्रत्यप् प्रत्यर्पयतु नो चेत् यदा न्यूनमस्ति तद् सर्वम् अत्र ददातु आगत्य ददातु इति अहं वदामि पञ्च रोटिका अत्र न्यूनमस्ति अत्र न शा द्रष्टुं शक्यते अत्र मम हस्ते नास्ति किञ्चित् समयमहं ददामि अनन्तरं सार्धघण्टा पूर्वम् एतत् सर्वं मम गृहे आगत्य प्रेषयतु